सुविधा आङ्ग्लशिक्षणस्य एकः प्रमुखः लाभः सुविधापक्षः अस्ति एतेन सङ्गवर्धितेषु छात्राः प्रध्यापकौ सहपाठिभिः च सह शीघ्रं संवादं कर्तुं शक्नुवन्ति छात्राः तादृशीनां परिस्थितीनाम् अन्वेषणं कुर्वन्ति यत्र परि पारम्परिक पाठ्यक्रमेषु आवश्यकं मुख्यसमयम् आङ्गलशिक्षणस्य सुविधाः अन्तिक्रमेति सहभागिता वर्धिता अन्यः लाभः अस्ति यत् आभासीकक्षासु सहभागः सुलभः भवति आङ्गलशिक्षायाम् अनेकपक्षेषु एकः अस्ति छात्राणाम् अतुल्यकालिकरूपेण आन्तरिकक्रियायां सम्भावना आङ्ग्लशिक्षणेन छात्राः वास्तविकविकासस्य समये कक्षायां कक्षायाम् अथवा बुलेटिन् बोल् सदृश माञ्ज मानेन असमकालरूपेण संवादः कर्तुं समर्थाः भवन्ति सुलभता भौतिक व्यस्तरा कठिनसमयस्य सूचनायां कटुः समय सूचनायां च कारणेन छात्राः प्रायः स्व प्रय प्रभासनं समीपं गन्तुम् अस्माकं भवन्ति केचन कक्षायां हस्तौ उ उत्थापनेषु उक्तस्य प्रश्नान् प्रष्टुम् अपि लज्जिताः भवन्ति आङ्गलशिक्षणेन प्राध्या प्राध्यापकाः तेषां नियुक्ते शिक्षणमञ्चे प्रत्यक्षतया समयां लेषां रोषि दत्वा तक्षणेव सम्पर्कं कर्तुं शक्नन्ति तदितत्तं यदि व्याख्यानानां मध्ये समुचितं किम् खिडकं भवति तर्हि ते समूह्य परियोजनासु कार्यं कर्तुं सहपाठिः तु सः सहकार्यं कर्तुं शक्नुवन्ति